ओ हो कुत्र एतावत् वेगेन गच्छति अत्र रथ्यामेवं गन्तुम् एवं खलु दृश्यते अत्र अस्माकं वेगस्य अत्र नियमो वर्तते नियमम् उल्लङ्घ्य एवं गन्तुम् अयं मार्गः सर्वकारीयः सर्वैरपि अत्र सम्यक् नियमाः पालनीयाः भवती कुत्र गच्छसि अ अत्यन्तं वेगेन न गन्तव्यं यदि वेगेन गम्यते तर्हि अग्रे अपघातो भवति तत्तु वयं न सहामहे तदर्थं मे नितिरस्ति खलु अत्र अत्र फलके स्थापितमस्ति तत्र विंशतिः अत्र विंशतिः किलोमीटर् एव गन्तव्यम् इतोपि अग्रे यदि अस्ति तदानीं तत्र तु महारथ्या यदि भवति तत्र केवलम् इतो अत् अत्यन्तं वेगेन गन्तुं शक्यते अत्र अस्ति खलु फलके तदपि न दृश्यते वा कथं अतः वेगेन गम्यते चेत् तद् फलकमपि न दृश्यते अस्तु सर्वकारस्य कृते पत्रं लिखन्तु भवत्यः तत् विना इदम् तदेव वेगेन आगम्यते तत्र कदाचित् वाहनस्य चालनार्थं ये नियमाः सन्ति ते नियमाः न ज्ञायन्ते चेत् एवमेव बवन् भवत्यः चालयन्ति तत्र अन्यत् सर्वमस्ति वा पश्यतु फलकं सर्वदापि ज्ञापकं तत्र ततः प्रागेव ते ते नियमाः ज्ञातव्याः यदि नगरे अस्ति चालनीयं तर्हि वाहनं चालनीयं चेत् एते नियमाः तत्र पालनीयाः तत्र विंशत्यधिक किलोमीटर् स्पीड् न भवेत् तर्हि तत् इतोप्यधिकम् न नन एतद् दृश्यते खलु अत्र सा तत् फलके इतोपि एकमस्ति खलु तत्र वेगस्य मितिः अस्ति वेगस्य तत्र प्रमाणं क कति अस्ति इत्यपि तद् दर्शयति तत्र विंशत्यधिकमागतम् अतः एव अहमत्र आगत्य स्थितवान् तर्हि तदर्थं वयं दण्डं विदद्महे एवं न अन्यत् तर्हि अन्यत् सर्वमस्ति वा तत्र यद्यद् प्रमाणपत्रम् अथवा तत्र वाहनं यदस्ति तस्य प् प्रमाणपत्रं दर्शयतु दर्शयतु सर्वम् इदम् अत्यन्तं प्राचीनम् इदं यदा तस्य नवीकरणं कृत्वा स्थापनीयं खलु इदम् अत्यन्तं प्राचीनं हा आमाम् अस्तु अस्तु गच्छतु गच्छतु